हरि ओं श्रूयते वा आं हरि ओं भवान् एकवारमागच्छतु मम प्रकोष्ठं

आं अधना अस्मिन् पर्याये नवमीकक्षाछात्राणां का स्थितिः नवमीकक्षाछात्राणां स्थितिः का अस्तु अस्तु इतोऽपि कावश्यकता अस्तु आमां छात्राः कोलाहलं करोति चेत् किं करणीयं भवान् जानाति खलु आं तादृश

अस्तु तादृशव्यवस्था एव परिकल्पनीया तदेव अवलम्बनीया तद्विहाय यदी अधिक उच्छृङ्खलः भवति तर्हि मां सूचयतु तस्य निमित्तं किं करणीयम् अहमग्रे चिन्तयामि अस्तु कक्षासु पृथकस्मिन् छात्रात् मुखात् संस्कृतभाषा आगच्छति वा आं आं तर्हि तेषां निमित्तं